हलो नमस्कारः आमुच्यतां महोदय सत्यम् आम्

अवश्यम् अवश्यं महोदय अस्माकं धर्मव अस्माकं धर्मवरम् एजेन्सिमध्ये भवतां कृते विविध पेकेज् विद्यते एकं दक्षिणभारतस्य पर्यटनम् अपरम् उत्तरभारतस्य अत्र उत्तरभारतं यदि गन्तुमिच्छन्ति चेत् भवतां कृते सकलविधव्यवस्थाः अपि अस्माभिरेव कल्प्यन्ते सा व्यवस्थाभिस्साकं तत्र इतोपि भवतां पञ्चघट्टानां नाम बद्रिनाथ केदारनाथ इति पञ्चघट्टानां दर्शनं भवितुमर्हति अन्यथा भवन्तः द्वारकादिकम् अपि द्वारका मथुरा इति तथापि नाम कमपि एकं राष्ट्रं चित्वा भवन्तः गत्वा आगन्तुमर्हन्ति अन्यथा दक्षिणभारतस्यापि एवम् आम्

सत्यं नाम भवतां पेकेज् द्विधा भवितुमर्हति एकं साक्षात् विमानयानेन अन्यत् मध्ये मध्ये विमानयानं मध्ये मध्ये लोकयानेन गन्तव्यं भवति यदि लोकयाने भवन्तः मध्ये मध्ये यदि गन्तुकामाः तर्हि भवतां कृते मध्ये हरिद्वारम् इतोपि मध्ये तादृशप्रदेशाः अपि तत्र प्लेन् अनुगुणं भवतां कृते दर्श्यन्ते तत्र भवन्तः स्नानादिकमपि कर्तुं शक्नुवन्ति तीर्थेषु यदि विमानेन गन्तुमिच्छन्ति चेत् साक्षात् धां नाम चत्वा पञ्चधामः एव भवतां कृते द्रष्टुं शक्यन्ते एवं सत्यं पेकेज् म नैव नैव सर्वं पेकेज् मध्ये एव अन्तर्भवति अस्माभिस्सह पाचकाः अपि त्रयः पाचकाः अस्माभिः नीयन्ते भवद्भिस्साकम् तत्र ते एव स्वयं प्रातःकाले अल्पाहारः ततः प्राक् चायपानं वा क्षीरपानं वा भवति अनन्तरं नववादने अल्पाहारः मध्याह्ने सार्धद्वादशवादने भोजनं तत्र भवतां कृते भोजने व्यवस्था तावत् द्विधा कल्पिता अस्माभिः दाक्षिणात्यानां कृते दाक्षिणीयभोजनम् औत्तरीयाणां कृते उत्तररीत्या भोजनम् इति इतोपि रात्रौ भोजनं भवति तत्रापि अस्माभिः द्विधा व्यवस्था कृता यदि भवन् यदि भवतां कुटुम्बे यदि दशजनाः कनिष्ठं सन्ति चेत् दशजनानां कृते एव पृथक् अस्माभिः एका व्यवस्था कल्प्यते यदर्थं धनमितोपि अधिकं भवति यदि भवन्तः अन्यैस्सह उत्तरभारतम् एकं पेकेज् तावत् पक्षात्मकं भवति पक्षः इत्युक्तौ पञ्चश पञ्चदशदि दिनेषु एकं पेकेज् अस्ति तेन विमानयानेन सर्वत्र भव भवताम् अटनं भवति अत्र नदीषु स्नानम् इतोपि देव देवालयदर्शनं तेन साकम् अन्यत्र उद्यानवनेष्वपि विहारः इति व्यवस्थाः कल्पिताः अन्यद् नाम भवतां पेकेज् अनुसृत्य च धनं मूल्यं भवति आं महोदय भवन् भवन्तः धन्यवादः अवश्यं कुर्वन्तु नमस्कारः